वेदे ये विषयाः सन्ति तेषां विषयाणां सामान्य जन् जनेभ्यः अपि अवगमनं भवतु इति कृत्वा ऋषिभिः पुराणानि रचितानि पुराणसाहित्यम् अत्यन्तं विस्तृतम् अष्टादश पुराणानि सन्ति तत्र भागवतपुराणं वा ब्रह्मपुराणं वा इत्य वराहपुराणम् इत्यादि बहूनि पुराणानि सन्ति एवमेव उपपुराणानि अपि सन्ति प्रायः एकैकस्मिन् अपि पुराणे दशसहस्राधिकश्लोकाः सन्ति एवं पुराणस्य विस् विस् विस्तृतता अस्ति पुनश्च शक्तिम् आधारीकृत्य पुराणानां विभागाः कर्तुं शक्यते

शैवशक्तिम् आधारीकृत्य कानिचित् पुराणानि एकत्र स्थापयितुं शक्यन्ते वैष्णवशक्तिम् आधारीकृत्य विष्णुसम्बन्धकथाः इति मनसिनिधाय पुराणानम् एकत्रयोजनं कर्तुं शक्यते एवमेव शैवशक्तिम् आधारीकृत्य अथवा देव्याः शक्तिम् आधारीकृत्य पुराणानाम् एकत्र योजनं कर्तुं शक्यते एवञ्च शक्तिम् आधारीकृत्यापि पुराणानां विभागाः कर्तुं शक्यते एवम् अत्यन्तं विस्तारः पुराणसाहितस्य वर्तते